अहं तु स्विग्गि मध्ये नववादने मम आहारमार्डर् कृतं तत् इदानीं दशवादनमभवत् इदानीमेव इदानीं प्रति नागतवान् तत् कतिवादने आगच्छन्ति इति मम एक सन्देहः तदा तदर्थम् अहं इदानीं फोन् कृतवान् भवतः वेब्सैट् मिस् वेब्सैट् मध्ये मेसेज् एकं स्थापितवान्